गतेषु दशकेषु भारते नूतनतया उद्भूताः उद्योगप्रकाराः यथा सन्ति यूट्यूबरस्ति कोण्टाण्डस्ति ट्विट्टीरियर् अस्ति ट्राव्लर् बि ब्लोगरस्ति कोमेण्ट्ण्ड् इत्यादिनि ये सन्ति तेषां कथम् एडिटिङ्ग् एडिटिन्ङ्ग् कृत्वा युट्यूब्मध्ये प्रेषयति कथं किमर्थं न प्रेषयन्ति सम्यक्रूपेण यथा प्रेषणं भवति चेदेव सम्यग्भवति उद्योगार्थं बहूनि कार्याणि कर्तुं शक्नोमि यथा ज़ोमाटोमध्ये अस्ति अनन्तरं ट्रेवल् ब्लोगरस्ति यथा कुत्रापि अन्यत् देशे अथवा अन्यत् राज्ये गच्छन्ति तस्मिन्समये समयस्य कथं सदुपयोगं सदुपयोगं वयं कुर्मः एतद्विषये गतेषु दशवर्षेषु बहून्नतः इदानीं जायते इतोपि अग्रे शनैःशनैः गमिष्यन्ति अनन्तरं युट्यूब्मध्ये बहूनि ज बहवःजनाः एजुकेशन् डिपार्ट्मध्ये गच्छन्ति एजुकेशन्मध्ये सि शिक्षकाः सम्यक्रूपेण पाठयन्ति यथा यु पि येस् सि यम् पि यस् सि सिट्याट् अथवा इतोपि किं किं जानान्ति सर्वं सम्यक् रूपेण पाठयति य राम् रामायणं पाठयन्ति भगवद्गीतापि पाठयन्ति एतद् सर्वमिति चेद् कस्मिन् माध्यमेन मम पार्श्वे आगच्छति कस्मिन् न आगमिष्यति एतद् सर्व विषये अहम् दूरवाण्याम् अथवा लाप्टाप्मध्ये सम्यक् रूपेण प्राप्यते